हा नमोनमः आगच्छन्तु अत्र शृङ्गगिरेः गन्तव्यमस्ति तत्र शारदाम्बायाः अत्यन्तसुन्दरं मन्दिरम् अस्ति अत्र नागरशैल्यां तस्य तस्याः देवतायाः मन्दिरं निर्मितम् अस्ति तत्र जगदम्बा शारदा शक्तिरूपेण पूजिता भवति अस्माभिः अनेनेव बस्यानेन गन्तव्यम् आगच्छन्तु आम् ताम् तेषां सर्वेषाम् आह्वानं करोतु वयं मिलित्वा गच्छामः अत्र बस्स्थानम् अत्र बस्स्थानकम् आम् सत्यम् अत्र शृङ्गगिर्यां निकटे मे अत्र मेणसे प्रदेशे तथा च शृङ्गगिरौ अपि बहवः तत्र होम् स्टे तथा तत्र निवासार्थं बहवः व्यवस्थाः प्रकल्पिताः अस्ति अतः स्थाने स्थातुं चिन्ता मास्तु भवन्तः सर्वे आगच्छन्तु अत्र बहु सुन्दरं द्रु बहु सुन्दराणि स्थानं बहु सुन्दराणि स्थानानि वर्तन्ते हु बस्स्थानकं प्रति आगच्छन्तु हा हं स् नास्ति नास्ति नास्ति तत्र धनविषये चिन्ता मास्तु नाम अत्र धनाधिकं केवलं यातायातनिमित्तम् एव धनस्य आवश्यकता भवति निवासार्थं भोजनार्थं तादृशः धनस्य आवश्यकता न भवति केवलं देवदर्शनसमये भवद्भिः किञ्चित् तत्र स्वेच्छया तत्र किञ्चिद्दातव्यं भवति

स्वेच्छया दातव्यं भवति

हा हा हा सत्यं सत्यं भवद्भिः सम्यक् प्रश्नं पृष्टं हा अत्र उत्तरभारतीयाः भोजनालयाः अपि लभ्यन्ते नाम तत्र अस्माकं शृङ्गेरिः अस्ति किल मार्केट् अस्ति तत्र आ विपण्याम् समज् स किञ्चिदुपरि गत्वा वयम् एकम् उत्तरभारतीयः भोजनालयः अस्ति तत्र मिलित्वा खादामः बहु सम्यक् भोजनं लभ्यते ततः परं वयं शारदाम्बायाः पीठं प्रति गच्छामः गमिष्यामः तत्र श्रीजगद्गुरवः भारतीतीर्थ महे महास्वामिनाम् आस्थानमपि वर्तते तत्र वयं तेषां दर्शनं कुर्मः तत्र संलग्नेषु स्थानेषु तु तुङ्गानद्याम् अत्यन्तं स्वच्छं जलराशिः अस्ति पुनश्च तु तत्र बहवः मीनाः अपि सन्तरन्ति भवद्भिः आश्चर्यं भवति तत् एतादृशाः मीनाः एतादृशमीनाः कुत्रापि न दृश्यन्ते भवान् आगच्छन्तु सर्वे अपि बस्स्थानकं प्रति अत्र हा अस्तु अस्तु आगच्छन्तु शीघ्रमागच्छन्तु एवम्